नमस्कारः अहं गतमासे एकं व्यजनं क्रीतवती तद् व्यजनं बहुशब्दं करोति एवञ्च विद्युतः अपि अधिकं व्ययं करोति तत् अहम् असन्तुष्टा अस्मि